देशीयवैद्यपद्धतीनाम् आधुनिकवैद्यकीयस्य महान् भेदः अस्ति इत्येव वक्तुं शक्नुमः आधुनिकवैद्यपद्धतिः या भवति अलोपति इति तस्य नामान्तरमस्ति तत्र रोगः कीदृशः भवति इति तत् निश्चित्य तदनुगुणं गुलिकाः वा औषधानि वा दीयन्ते किन्तु रोगस्य मूलं किम् इति ते तद्विषये बहु न चिन्तयन्ति तात्कालिकम् उपशमनमेव तेषां द्वारा भवति अतः आधुनिकवैद्यपद्धतिद्वारा तात्कालिकम् उपशमनमेव वयं प्राप्नुमः पुनः सः रोगः कदाचिद् आगछेत् अवश्यमेव किन्तु देशीयवैध्यपद् वैद्यपद्धतयः याः भवन्ति ताः रोगस्य मूलं किम् तस्य मूलनिदानं किम् कारणं किमिति ज्ञात्वा तस्य कृते यत् अपेक्षितम् औषधं भवति न केवलमौषधं सः रोगः पुनः यथा न आगच्छेत् तादृशं तादृशाः उपायाः अपि देशीयवैद्यपद्धतौ अवश्यं सन्ति